अहं चिन्तयामि तन्त्रज्ञाः तन्त्रज्ञानस्य हानिः दुष्प्रभावाः किमपि नास्ति यदि हानिकारकः अस्ति दुष्प्रभावः अस्ति तत् कारणात् मनुष्यः एव यदि मम हस्ते छुरिका अस्ति अहं छुरिका अहं सू छुरिकां कार्यनिमित्तम् उपयोगं कर्तुं शक्नोमि दुष् दुष्कार्यनिमित्तमपि कर्तुं शक्नोमि तत् छुरिकाम् अहं किं करोमि मम मतौ विषये म मम मतौ मतौ किं चलति तत्र एव छुरिकायाः व्यवहारः अस्ति तद् तदेव यदि साङ्केतिकतन्त्रज्ञानस्य उपयोगं स सम्यक् करोति चेत् सम्यक् उपयो सम्यक् कार्यं कर्तुं शक्नोति यदि क्रमशिक्षणं नास्ति यदि व्यक्त् व्यक्तित्वलोपः अस्ति चेत् तान्त्री तन्त्रज्ञानस्य दुर्योप् दुर्युप्यो दुरुपयोगः भवति